अहं प्रत्येकं मुूल्याङ्कं मुद्रां च प्रत्येक प्रत्येक कृतकपुटे स्थापयित्वा सञ्चिकायां स्थापयामि प्रतिस मासे एकवारं तेषां स्वच्छताकार्यं करोमि मुद्राणां स्वच्छताकार्यं कर्तुं जले जंबीररसं स्थापयित्वा वस्त्रेण तेषां सेपनकार्यं करोमि अनन्तरं तां पुनः कृतकपुटे स्थापयित्वा सञ्चिकायां स्थापयामि